पारिस् इति वर्तते रोम् इति वर्तते न्यू जर्सि इति वर्तते अट्लाण्टा इति वर्तते मुम्बै वर्तते कल्कत्ता वर्तते देल्लि वर्तते बेङ्गलूरु वर्तते चेन्नै वर्तते तत्र लण्डन् वर्तते टोकियो वर्तते